मम प्रदेशे विशिष्य तिरुचानूर् प्रान्ते यत्र अस्मि अहं वसामि तत्र सांस्कृतिकमहोत्सवः अत्यत् अत्यन्तं महत्त्वरूपेण प्रधानरूपेण सञ्चालयन्ति एवं बहवः जनाः देशविदेशेषु भवन्ति

अत्र आगत्य आत्मानं भागं गृहीत्वा आनन्दम् अनुभवन्ति एवं दूरदर्शनादिद्वारा अपि एस् वि बि सि चानल् द्वारा तिरुपतितिरुमलसम्बन्धिब्रह्मोत्सव वैशिष्ट्यानि प्रदर्शयन्ति येन जनाः महत्व पूर्णं यावत् तत् विज्ञाय साक्षात् अत्र पवित्रस्थलम् आगत्य आनन्दानुभूतिं प्राप्नुवन्तः भवन्ति